पर्यन्तं तैः बहु अभिवृद्धिः राज्यस्य क्रियन्ते तथा च टाङ्क् बङ्ड् शुचीकरणं तथा च तद्वीक्षणम् एन् टी आर् गार्डन् इति वीक्षणं एन् टी एन् टी आर् एनन्द्रे चित्रचलननायकः नन्दमूर्तारकरामः तस्य स्थानं तस्य विषयिकं वनम् अस्ति हैद्राबाद् इति नगरे तदपि निज निजामं निजामराज्यैः किं कट्टडानि अस्ति नाम चार् चार् मिनार् इत्यादयः तदपि अस्ति तद् वीक्षणेन तत्र बाङ्ग्ल्श् इति बहु प्रसिद्धं तत्रैव विविधविदेशवनं पर्यन्तं प्रसिद्धम् ऐद्राबाद् ऐद्राबाद् नगरे बहु बहवः पदार्थानि नाम बाह्यपदार्थानि प्रसिद्धानि तन्मध्ये अन्नमिश्रितानि नाम बिरियानि इति प्रसि नाम पदार्थानि प्रसिद्धानि